अहं स्वस्य छायाचित्रं सामाजिकमाध्यमेषु बहुधा न स्थापयामि यदा कोपि विशेष अवसरो अथवा स्वयं यदि कोपि विशेषपुरस्कारं प्राप्तवान् तादृशे अवसरेषु चित्रं यदि गृहीतः तं चित्रं स्थापयामि तद् इन्स्टाग्राम् इति आधुनिके समये प्रसिद्धः तत्रैव स्थाप्यते तत्र कारणं तु सामान्यतः तत्र यदि अहं स्वयं छायाग्राहकत्वेन अथवा मम हाबिवत् छायाग्रहं छायाग्राहकं स्वी करोमि चेत् तत्र अहं न प्रधानभूतः ते प्रधानभूताः भवन्ति अतः मम चित्रस्य तत्र स्वयमेव आत्मप्रशंसा इति भवति इत्यतः अहं बहुधा न स्थापयामि